हरिः ओं महोदय आं महोदय वदन्तु

आं महोदय सन्तोषः किं किम् आवश्यकं आं महोदय वा वर्णज्वालनिमित्तम् अस्ति सम्यक्तया पुष् पुष्पमा पुष्पमालाः सन्ति चित्रपटानि अपि अस्ति आम् आं महोदय किञ्चित् पुष्पाणि रु आम् आम् आं महोदय अस्माकं प्ल्यास्टिक् विषये आ उपयोगं न करो करोमि ते पुष्पाणि न्याचुरल् पुष्पाणि एव प्रकृतिपुष्पाणि एव आनयित्वा डेकरेशन् कुर्मः वयं विवाहपरिपूर्णं अनन्तरं सहस्त्रं षट् शतं स्वीकरोमि सहस्रं षड् सहस्रं स्वीकरोमि अहं अहं न मम मया सह अष्ट जनाः आगच्छन्ति आं महोदय आं शुभ्रताविषये त्रयः जनाः स्थापयामि त्रयः आगत्य ते शुभ शुद्धिविषये एव पश्यन्ति यत्र किमपि वा ते त्रयः एव पश्यति पाकविषये त्रयः जनाः आगच्छन्ति ते पाकं विषये पश्यति व्यवहारः आलङ्कारविषये चतुर्जनाः आगच्छन्ति तेषां किमपि वा सम्यक्तया वदन्तु ते सर्वं दृष्ट्वा सम्यक्तया अलङ्कारं कृत्वा व्यवस्थां कृत्वा आगच्छन्ति ते आं तदेव भवतः कृते चित् चित्रलेखनं वा किमपि आवश्यकं चेत् चित्राणि स्वीकरणं किमपि आवश्यकं चेत् तत् व्यवस्थामपि वयं स्थापयामः के समयम् आवश्यकं महोदय मण्डपं कियत् समयम् आवश्यकम् इति आं महोदय अहमागत्य भवतः गृहं पश्यामि मण्डपं कथं व्यवस्थां करोमि इति पश्य पश् दृष्ट्वा अहं धनं स्वीकरोमि अस्तु अस्तु नमस्ते सम्यक् पुनर्मिलामः